नमो नमः महोदयः अहं नरेन्द्र अस्मि भवतः छात्रः अहं गतवर्षे एव आसं पुनः अद्य अस्माकं ये स्पोर्ट्स् परीक्षा चलति तत्र अहमपि आगच्छामि महोदयः पूर्वं सज्जं सज्ज आसीत् अहं वालिवाल् प्रतियोगितायां स्थानमपि मम आसीत् किन्तु गत मासत्रयेभ्यः अहं किञ्चित् सुखेन न अनुभवामि न न न भवान् तथा तु नास्ति किमपि किन्तु आम् अहं मम चिन्तनमेवं जातमस्ति यत् प्रतियोगितायां न न गमिष्यामि इति तत्र अहं नैरस्यमस्ति मम मनसि कथं करोमि किं करोमि इति

मम अहं वालिवाल् प्लेयर् अस्मि वस्तुतः तत्र स्वास्थदृशा तु अहं सम्यगस्मि तत्र कुत्रचिदपि दोषः नास्ति मम दिनचर्या अपि समीचीना अस्ति प्रायशः अहं पञ्चवादने प्रातःकाले उत्तिष्ठामि पुनः क्रीडास्थले अपि गच्छामि किन्तु तत्र किमपि करणाय उत्साहः तथा न भवति तदा अहं पञ्चनिमेषः तत्र धावनं करोमि पुनः उपविशामि

नूतन तु एक अस्ति सः दक्षिणभारततः कश्चित् समागतः अस्ति पुनः सः बहु बहु उत्तमः अस्ति ममापेक्षया बहु उत्तमः अस्ति

महोदयः अहम् एवम् एवमेव करोमि एवमेव करिष्यामि

अस्तु महोदय अहं श्वः एव श्वः अहं निस् समयेन आगच्छामि आगच्छामि महोदय